मम प्रदेशे युवसमूहः शिक्षणं प्राप्तुं समस्यां न अनुभवन्ति किन्तु उद्योगविषये तदन्वेषणे च बहु समस्यामनुभवन्ति सर्वैः सम्यक्तया एव अधीयते चेदपि उद्योगः न लभ्यते अतः सर्वे ग्रामं त्यक्तवा अन्यत्र गच्छन्ति तेन ग्रामीणप्रदेशे युवसमूहस्य अभावः दृश्यते अतः उद्योगावकाशः सर्कारात् कल्पनीयः केचन इञ्जिनियरिङ्ग् पूरयित्वा कृषिक्षेत्रे स्वकौशलं प्रदर्शयन्तस्सन्ति तस्मात् कृषिक्षेत्रे अभिवृद्धिः दृश्यते एवं युवसमूहः स्वावलम्बी यदिर् यदि भवति तदा अस्माकं देशे उद्योगवञ्चिताः न्यूनाः भवन्ति देशस्य आर्थिकव्यवस्था च अभिवर्धते सम्यक्शिक्षणं यदि प्राप्यते तर्हि युवानः व्यसनादिदुष्टकार्ये प्रवृत्ताः न भवन्ति अतः शिक्षणार्थं समीचीना व्यवस्था कल्पनीया